चारणार्थं मम अत्यन्तम् इष्टतमम् इन् इष्टतमः प्रदेशः वर्तते क्षेत्रादिप्रदेशः वृक्षानां सस्यानां मध्ये विलसितुं मनः मम वर्तते तदेव रोचयन् अहं तत्र सञ्चरामि पर्वतादि प्रदेशेषु अर्थात् हिमवत्पर्वतादिप्रदेशेषु मया एतावता न सञ्चरितम् इति कृत्वा तद्विषये मया न ज्ञायते अपि च वनेषु तावत् मृगाणां दर्शनम् अत्यन्तम् इष्टतमं मृगेषु अपि जन्तुषु अपि मम अत्यन्तम् इष्टं भवति मयूरादीनां दर्शनं हरिणानां दर्शनम् अत्यन्तं सुन्दरचरितरमणीयं तस्मात् वनेषु क्षेत्रादिप्रदेशेषु वसितुं मम अत्यन्तम् इष्टम् अपिच तुङ्गानदी तटे सुन्दरम् आश्रममेकं गुरुकुलमेकं रचितं सङ्घीयैः प्रबोधिनीगुरुकुलम् इति तत्र अत्यन्तं सुन्दरः प्रदेशः वर्तते नदीतटे एव गुरुकुलमिदं प्रस्थास्यति प्रकृत् प्रकृष्टेन तिष्ठति इत्यभिप्रायः यथा पुरातनकाले पुराणादिषु गुरुकुलादीनां वर्णनं तथैव तत्र वर्तते वैदिकसंस्कृतिः दरीदृश्यते इति कृत्वा तत्र भवितुम् अत्यन्तम् इष्टं स्वर्गापेक्षया उत्कृष्टतरः प्रदेशः सः तस्मात् मम सः प्रदेशः अत्यन्तम् इष्टतमः वर्तते